अस्माकं समुदाये गणेशचतुर्थी दसरा नवरात्रिः पर्वदिनानि विशिष्टरूपेण कुर्वन्ति गणेशचतुर्थी एकमासात् पूर्वं तः बालकाः जेष्ठाः धनसमीकरणं कुर्वन्ति अनन्तरं समीकरणधनम् एकत्र स्थापयन्ति गणेशमिट्टि मिट्टिविग्रहम् क्रीत्वा अनन्तरं विविधरकानि अलङ्करणसामग्री अपि क्रीत्वा अस्माकम् समुदाये वेङ्कटेश्वरस्वामिनः मन्दिरे स्थापयन्ति जेष्ठाः बालकाः सर्वे अपि मिलित्वा गणेशस्य मण्डपम् अलङ्करणं कुर्वन्ति अनन्तरं प्रतिदिनम् प्रतिदिनं गणेशचतुर्थी तः नवरात्रिपर्यन्तं प्रतिदिनं बालकाः जेष्ठाः रात्रौ आगत्य बहु विविधरकानि कार्यक्रमानि कुर्वन्ति प्रातः विशेषपूजाः भवन्ति रात्रौ बालानां कृते विविधाः स्पर्धाः भवन्ति बालाः विविधस्पर्धाः भवन्ति उपायनानि अपि भवन्ति अनन्तरं प्रतिदिनं विशिष्टप्रसादाः अपि भवन्ति अनन्तं आशिर्व् आसि आस्वीजमासस्य प्रथमदिनाङ्कतः नवमदिनाङ्कपर्यन्तं दसरानवरात्रिः उत्सवः भवन्ति तत्रापि सर्वाणि मिलित्वा मा दुर्गामातरं बहु सम्यक् रूपेण अलङ्कारं कृत्वा प्रतिदिनं विशिष्टं विशेषरूपेण पूजां कुर्वन्ति मा दुर्गामातरं एकैकदिनम् एकैकविशिष्टरूपं भवन्ति विशिष्टम् रूप रूपेण मातरं स्तोत्राणि कृत्वा प्रतिदिनं रात्रौ सप्तवादने ललितासहस्रनामं पठन्ति विविधरकाणि स्रोत्राणि अपि पठन्ति प्रतिदिनं विविधविधरूपं विविधविविधरूपेण प्रसादाः अपि भवन्ति बहु सम्यक्रूपेण वयं मिलित्वा पर् विशिष्टपर्वाः कुर्वन्ति